क्रीडाः जनेभ्यः उद्विग्नं निवारणाय नाम बहवः कम्प्यूटर्मध्ये पर् कार्यं कुर्वन्तः स्ट्रेस् अनुभवन्ति ये स्ट्रेस् इत्यादिकम् अनुभवन्ति ते क्रीडन्ति चेत् सम्यक् भवन्ति नाम मनोल्लासः भवेत् तेषाम् यदि मनोल्लासः भवति सर्वं सम्यक् भवति क्रीडाकारणेन सर्वेषां मनोल्लासः भवति कदापि तेषां मनोल्लासः न भवति इति नास्ति तदार्थं क्रीडा क्रीड्यते अनन्तरं युवकैः अनन्तरं बालकैः सर्वदा क्रीडा क्रीडनीया एव तदेव तेषाम् उद्विग्नता निवारणाय आन मार्गमस्ति यदि क्रीडां क्रीडन्ति अन्यत् किमपि न अपेक्षते क्रीडा नाम दूरवाणीक्रीडा न दूरवाणी या क्रीडा क्रीड्यते सा क्रीडा न यद् बहिः गत्वा यद् फुट्बाल् वालिबाल् इत्यादिकं क्रीड क्रीड्यते तद् क्रीडा इति उच्यते तदा यदि मनोल्लासं मनम् उद्घाट्य मुखमुद्घाट्य सं सर्वेषां सर्वेस् सर्वैः सह सम्भाषयन्तः यदि कुर्वन् क्रीडां क्रीडन्ति तदा तेषाम् उद्विग्नतानिवारणं भवति यदि एवं भवति एवं भवेदिति कृत्वा एव क्रीडा वर्तते अनन्तरं केचनानां क्रीडा एव आजन्मजीवनं जातमस्ति एवं भवति चेदपि सम्यक् ते सर्वदा सन्तुष्टाः भवन्ति अनन्तरं जनेभ्यः ये सर्वदा गृहे उपविष्टाः भवन्ति तेषां कृते उद्विग्नता भवत्येव ते तेषाम् उद्विग्नतानिवारणं कर्तव्यं चेद् बहिः गत्वा तेषां वयस्कः नास्ति चेत् छात्रैस्सह क्रीडा क्रीडनीया यदि क्रीडन्ति ते सम्यक् भवन्ति तदा आनन्ददायकं भवति तेषां मनसि त तदर्थं क्रीडा क्रीडनीया इति ज्येष्ठाः वदन्ति अस्माभिः अस्माभिरपि प्रतिदिनं क्रीड्यते यदि न क्रीड्यते अद्य किमपि जातमस्ति इति किमपि प जातमस्ति इव भाति यदि क्रीडां क्रीडामः तथा कदापि नैव भवति अद्य सम्यक् दिनं जातमस्ति समीचीनं दिनमस्ति इत्यादिकं भवति